आम् सत्यम् अहं पाकविधानं यथावत् अनुसरामि उत अन्येषां रुच्याधारेण परिवर्तनं करोमि किमर्थमित्युक्ते पाकं न केवलं मम कृते अन्येषां कृते अपि तत्तु आवश्यकमेव तदर्थं तत्र यत् मरिचिका गुडः अथवा लवणस्य आम्लस्य यदस्ति तत् अन्येषां यः अभिप्रायः अथवा अन्येषां रुचिः यथा अस्ति यथावदस्ति तत् तदनुसारेणे एव स्थापयामि किमर्थमित्युक्ते रुचिः मम पाकं मम कृते अथवा मम एकस्य कृते एव अहं करोमि चेत् अन्येषां किमपि न भवति इदानीं चतस्रः अतः अथवा पञ्च जनाः अधिकाः सन्ति चेत् यथा ते आवश्यकं तेषां कृते आवश्यकं तेषामभिप्रायं स्वीकृत्य एव अहं करोमि तथा अहं पूर्वं कृतवान् अपि यदा साम्बार् अथवा अन्यत् रसं तथा किमपि करोमि चेदपि तत्रापि तेषां अभिप्रायं स्वीकृत्यैव अहं पाचकं पाकं करोमि इदानीम् उदाहरणं एकस्य कृते अधिकं लवणम् अपेक्षितं एकस्य कृते अधिकमाम्लमपेक्षितं तथा किमपि अस्ति चेत् तत्सम्यक् रूपेणैव स्थापयामि